नमो नमः महोदय महोदय मां गीतायाः पुस्तकम् अपेक्ष्यते कति रूप्यकाणि अस्ति आं महोदय भगवद्गीतायाः पुस्तकमपेक्ष्यते कति रूप्यकाणि अस्ति षष्टिः अस्ति वा तर्हि मां दश पुस्तकानि आम् न न महोदय एतदेव लघु पुस्तिका अपेक्ष्यते मां दश पुस्तकानि अपेक्ष्यते अतः किञ्चित् डिस्कौण्ट् लभ्यते वा न

ओ हो तर्हि

महोदय अहं महोदय अहं प्रतिवर्षम् अपि अत्रैव क्रीणामि पुस्तकानि किञ्चित्तु डिस्कौण्ट् ददातु इदानीम् महोदय इदानीं तु अहं गीता पुस्तकमेव अपेक्ष्यते अन्यस्मिन् दिने अहं मित्रेण सह आगच्छामि अन्यानपि आनयामि अन्यानि पुस्तकानि अपि नयामि अतः किञ्चित् वा डिस्कौण्ड् ददातु महोदय

अहं तु भवन्तः महोदय अहं भवतःरेगुलर् कस्टमर् अस्मि अतः किञ्चिद् किञ्चिद् डिस्कौण्ट् ददातु अन्ये यदि अन्य पुस्तकानि अपि अपेक्ष्यन्ते चेत् अहम् अत्रैव आगच्छामि अन्यस् अन्यद् आपणं न गच्छामि अतः डिस्कौण्ट् लभ्यते चेत् भव् सम्यक् भवति महोदय महोदय किमपि न भवितुम् अर्हति वा दश वा दश वा फ़ैव् महोदय किञ्चित् वा न्यूनीकुर्वन्तु पञ्च वा दशरूप्यकाणि विंशतिरूप्यकाणि किञ्चित् वा कुर्वन्तु महोदय दशरूप्यकाणि तु कुर्वन्तु एव आम् आम् आं महोदय स्वीकरोमि अस्तु धन्यवादः